मानवस्य जीवने क्रीडा बहु मुख्यम् अस्माकं शरीर तथा मनस्स्वास्थ्यर्थं क्रीडा अत्यावश्यिकी अस्ति क्रीडनेन मनः प्रफुल्लितः भवति मनः प्रफुल्लः चेत् तटनादिकार्याणि सरलेण भवन्ति शरीरस्य बलवर्धनार्थं शरीरसौष्ठवसंरक्षणार्थं क्रीडा बहु सहायकम् अस्ति क्रीडायाः प्रचरार्थं कश्चन लघुकार्यं कर्तुं शक्नुवन्ति क्रीडापटूनां प्रशिक्षणार्थं प्रशिक्षणकेन्द्रं धनसहायं च तथा बालाणं पोषकांशप्रमाणवर्धनार्थं पौष्टिक आहारप्रदानं च प्रशासनेन कर्तुं शक्यते क्रीडासाधकान् समर्पकरूपेण पुरस्कृत्य इतोऽपि अधिकं साधनार्थं प्रेरणं दातव्यं क्रीडार्थीनां कृते उत्तमम् उद्योग उद्योग अवकाशं दातव्यं प्रतिनगरे बाह्य तथा अन्तर्क्रीडा क्रीडाङ्गणां निर्माणं तथा क्रीडाशालानां स्थापनं च कर्तुं शक्यते